अहं तु व्याकरणशास्त्रम् अधीतवान् अस्मि तस्मिन् अध्ययनक्रमः द्विधा वर्तेते प्रथमतः अष्टाध्यायीक्रमः द्वितीयतः सिद्धान्तकौमुदी कौमुदी अध्ययनक्रमः उत्तर भारतीयाः अष्टाध्यायीक्रमः क्रमम् अनुसरुव अनुकुर्व अनुसरन्ति दक्षिणभारतीयाः सिद्धान्तकौमुदीक्रमः अनुसरन्ति अष्टाध्यायीक्रमे तु अष्टाध्यायी काशीका महाभाष्यम् इति अध्ययनं कुर्वन्ति सिद्धान्तकौमुदी क्रमे तु सिद्धान्तकौमुदी लघुसिद्धान्तकौमुदी महाभाष्यम् इति अध्ययनं कुर्वन्ति तत्र अनेके अध्ययन पुस्तकानि पुस्तिकानि वर्तन्ते तत्र बालमनोरमा प्रौढमनोरमा शब्देन्दुशेखरः लघुशब्देन्दुशेखरः इति बहूनि अध्यय् अध्ययेन अनुकूलानि पुस्तकानि वर्तन्ते